मह्यं भिन्नभिन्नदर्शनानाम् अध्ययने आसक्तिः अस्ति तत्र दर्शने आस्तिकदर्शनानि नास्तिकानि इति दर्शनानि इति भवन्ति आस्तिकदर्शनानि इत्युक्ते ईश्वरे ईश्वरः अस्ति इति ये चिन्तयन्ति ते आस्तिकानि तत्र षट् दर्शनानि भवन्ति साङ्ख्य योग वैशेषिक पूर्वमीमांसा उत्तरमीमांसा इति उत्तरमीमांसमित्युक्ते वेदान्तमेव नास्तिकदर्शनानि इत्युक्ते ये ईश्वरे ईश्वरं न इति चिन्तयन्ति ते नास्तिकाः तत्र साङ्ख्यं तथा च वेदान्तं किञ्चित् पठितवती तानि अन्यानि यानि दर्शनानि सन्ति तत्र तत्र रुचिः अस्ति मम